हस्ततोलनयन्त्रं कार्यं करोति इति वक्तुं शक्नोमि हस्ततोलनयन्त्रं पूर्वं न्यूनाः आसन् जनाः तस्य उपयोगान् न कुर्वन्ति स्म कूपः नदीनां जलं स्वीकुर्वन्ति स्म दूरे दूरे एका एक बहु धनिकाः जनाः सं जनाः समीपे एक एतत् यन्त्रम् आसन् इदानीं तनकाले सर्वेषु प्रदेशेषु जनाः जलार्थं अदिकहस्ततोलनयन्त्रं कुर्वन्ति किमर्थं इत्युक्ते अस्माकं कुटुम्बाः लघुकुटुम्बाः इदानीम् जनाः अधिकग्रहाणि स्थापयन्ति ग्रामेषु नगरेषु अधिकानि कुटुम्बाः सन्ति अतः जलम् अपि अधिकम् आवश्यकम् तस्मिन् कारणात् अधिकहस्ततोलनयन्त्रं निर्माणं कुर्वन्ति ग्रीष्मकाले एतत् यन्त्रं शुष्काः न भवति किमर्थम् इत्युक्ते अस्माकं गृहस्य वृष्ठिकाले अस्माकं गृहस्य भवनस्य जलं यन्त्रस्य अन्तः पतितं चेत् ग्रीष्मकाले अपि शुष्काः न भवन्ति